अन्यभाषापेक्षया संस्कृतसाहित्यम् अति विस्तृतं वर्तते तत्र एव तत्र एव संस्कृते बहूनि गद्यानि बहूनि नाटकानि बहूनि च कथासाहित्यानि च कथा साहित्यानि च निर्मितं वर्तते तत्र संस्कृतकाव्ये पञ्चमहाकाव्यं प्रसिद्धं वर्तते तत्र पञ्चमहाकाव्ययानि च रघुवंशं कुमारसम्भवं शिशुपालवधं इत्येवं रूपेण नैषधीयचरितम् इत्येवं रूपेण वर्तते एवमेव पञ्चमहाकाव्यम् अनन्तरं बहूनि नाटकानि अपि निर्मितं वर्तते तत्र उत्तररामचरितं पूर्वरामचरितम् अभिज्ञानशाकुन्तलं मालविकाग्निमित्रम् एवमेव भासमहाकाव्यं भास्सनाटकचक्रं च संस्कृतसाहित्यस्य विस्तृतिम् एव औन्नत्यरूपेण उत्थापयति एवमेव